हरिः ओम् श्रूयते वा आं श्रूयते श्रूयते इत्थम् इदानीं श्रूयते वा आम् वदतु वदतु आम् मणि स्वीट् शाप् अस्ति आम् अस्तु अस्तु अस्तु वदतु

आं कानि कानि स्वीट्स् आवश्यकम् किलो वदतु जिलेबि

आम् अस्तु कुत्र प्रेषणीयम् हाम् आम् आम् आं कदा क्षम्यतां मम स्वीट्स् स्ट्वीट् शाप् मध्ये होम् डिलिवरि नास्ति त्वम् एकम् ओटो प्रेषणीयं वा त्वं प्रेषणीयः चार्ज् अधिकं भवति अहं चार्ज् अधिकम्

चार्ज् सहस्रम् आम् आम् आहत्य सहस्रं रूप्यकाणि आवश्यकानि आं श्रूयते श्रूयते श्रूयते वदतु आं प्रेषितं प्रे चिन्ता मास्तु अहम् एकम् ओट मध्ये प्रेषणीयं परन्तु चार्ज् सहस्रं सहस्रम् न न न न न्यूनं नास्ति न न्यूनं नास्ति न न मम स्वीट्स् आपणे एनि डिस्कौण्ट् नास्ति अस्तु हु अस्तु नैन् हण्ड्रेड् अस्तु आम् आम् अहं प्रेषयामि मम नाम सीता किमर्थं त्वम् इदानीं भाषणम्